नमो नमः महोदय अहं सोनाली वदामि भवतः प्रसिद्धभोजनालयः विष्णुचूरसै अहं किञ्चित् भोजनम् आर्डर् करोमि तत्कृते मम अन्नानि इ प्रेषयितुम् अन्नानि बहु शुष्कं भवति एतत् कृते एव उष्णम् अन्नम् पर्याप्तमात्रेण एव बहुकालपर्यन्तं तस्य उष्णं भवति एतत् कृते प्रयत्नं करोति धन्यवादः